भारते बहूनि पर्वाणि आचर्यन्ते यथा सङ्क्रान्तिः युगादिः नवरात्रिः गणेशोत्सवः दीपावलिः इत्येवम् अन्यान्यपि तत्र सङ्क्रान्तिः तावत् सूर्यस्य मकरराशौ प्रवेशे सति सः समाचर्यते भारतस्य विविधप्रदेशेषु भिन्न भिन्न रीत्या सङ्क्रान्तेः आचरणं भवति युगादिः तावत् एकस्य वर्षस्य समाप्तेः अनन्तरं नूतनवर्षस्य आरम्भः यदा भवति नाम चैत्र मासस्य आरम्भं यदा भवति तदानीं युगादिपर्वं समाचर्यते अस्मिन्नपि प्रान्तभेदेन आचरणभेदाः भवन्ति दीपावलिसन्दर्भे प्रायः सर्वत्रापि भारतदेशे दीपानां ज्वलनेन प्रकाशस्य आनयनं भवति क्वचित् स्थ स्थानेषु गवां पूजा भवति आयुधपूजा भवति एवं भेदेन दीपावलिपर्वणः आचरणं भवति तदनन्तरं नवरात्रिपर्व यदस्ति तस्मिन् देव्याः आराधनाम् अधिकतया समग्रं भारते क्रियते तथैव विशिष्य भारतस्य मैसूरु नगरे दसरा नाम्ना विशेषः कार्यक्रमः समायोज्यते यत्र देव्याः पूजा भवति एवं गजसहितः उत्सवः विशिष्टः समाचर्यते एवं गणेशचतुर्थी सन्दर्भे गणेशस्य विग्रहस्थापनं तस्य विग्रहस्य पूजा पुनः तत् होमादिकं कृत्वा अन्ते गणेशमूर्तेः जले विसर्जनं कृत्वा तत्पर्वम् आचर्यते एवं भारते बहूनि पर्वाणि आचर्यन्ते